उत्कृष्टं लेखनं लेखनीयं चेत् तत्र अनुभवः अनन्तरम् बुद्धिः स्वेच्छा स्वबुद्धिशक्तिः इत्येवं रूपेण इत्यादि विषयाः अपेक्षिताः भवन्ति तत्र विषयः कथं निश्चीयते नाम यदि देशस्य अस् इदानीं देशस्य यः विषयः प्रचारे वर्तते तस्य विषयस्य अथवा पुराणानां विषये ग्रन्थानां विषये शास्त्रस्य विषये वा लेखनं लिखितुं शक्यते तत्र केचन लेखकाः अपि एवं ग्रन्थान् लिखन्ति लेखनं लेखनान् लिखन्ति लेखनानि तैः लिख्यन्ते तत्र यथा पूर्णचन्द्रतेजस्वी इति चेत् इति स्वीक्रियते चेत् सः परिसरस्य विषये आधिक्येन लेखनं लेखनानि लेखनानि लेखान् लिखितवान् एवम् प्रेम्शेखरजी इति यदि स्वीक्रियते तेऽपि भारतस्य विषये देशस्य विषये अनन्तरम् अद् प्रचल इदानीं प्रचलितः विषयः कः तादृशानां विषयाणां विषयाणाम् लेखनं लिखन्ति तत्र मयापि एवं रूपेण सर्वेषां लेखनं ले सर्वेषां लेखनं दृष्ट्वा अहमपि किञ्चित् लिखितुम् आरब्धवान् एवं मम मित्राणि अपि दृष्टवन्तः मम लेखनं मम मातापितरौ इत्येवं तेऽपि दृष्टवन्तः एवं मम कृतेपि समाजः एवं रूपेण मम समाजः भवानपि लेखनं लिखतु इति प्रेरित् प्रेरितवन्तः सम समाजे जनाः एवम् अहमपि तत्र विषयस्य उपस्थापने किञ्चित् यद् देशस्य विषये अनन्तरं प्रकृतेः सौन्दर्यम् एवं शास्त्रस्य विषये इत्येवं रूपेण लिखामि तत्र लेखनार्थं महती प्रेरणा नाम यदा अहं लेखनं पठन् आसं तदा मम कृते एकस्मिन् काले बहु आनन्दः जातः तेन मम कृतेपि एवं ज्ञातं यत् लेखनेन आनं लेखनस्य पठनेन एव एतावान् आनन्दः चेत् लेखने कियान् आनन्दः लभ्येत इति चिन्तितवान् अतः आनन्दपूर्वकं लेखनं लिखितुम् आरब्धवान् तत्रापि विषयं प्रथमं विषयं स्वीकार्य किञ्चित् कष्टं जातं तदनन्तरम् एवं लेखनम् अभ्यासपूर्वम् अभ्यासेन सर्वं तत्र विषयाः मम मनसि एव उत्पन्नाः एवम् अहमपि लेखनं लिखितवान्